एतत् तु सत् यद रूप्याणां कृते मूल्यं तु सम्यक् एव अस्ति इति भाति परं तथा नास्ति नाम किं नाम तस्य तु मेटीरियल् तथा सम्यक् नास्ति यदा गच्छामः चेत् सूर्यतापः अहं चक्षोः तत्र आवरणनं करोति इति भाति परं तथा नास्ति तत्र साक्षात् पतति पुनः तत्र किं भवति नाम तस्य मेटीरियल् इत्यादिकम् अस्ति खलु तत् सर्वं तथा सम्यक् न भासते तदनन्तरं तस्य नाम किञ्चित् काठिन्यं नास्ति अस्य बहु सोफ्ट् वत् भवति